हरिः ओं कः भो भवान् ओ हा एवम् अहं काचित् अत्रैव आपणे वस्तु स्वीकरणाय आगतवती एवं भवन्तं दृष्टवती एवमेव कदा कदाचित् अहं दृष्टवती अतः एवमेव दूरवाणीं कृतवती इदानीं कुत्र अस्ति भवान् एवं बेङ्गलूर्नगरे तत्र कस्मिन् स्थाने भवान् प्राप्यते अ एवं भवान् कुत्र अस्ति इति वदतु एवं मया तत्र किञ्चित् वार्ता कश्चन वार्तालापः कर्तव्यः आसीत् आ एवं भवान् दिनत्रयात् पूर्वम् अत्रैव शिरुसि मध्ये वित्तकोषात् चौर्यं कृतवान् वा न भोः न चौर्यं तु भवता कृतं वर्तते सत्यं वदतु तत्र कः क्लेशः भवान् सर्वान् मूर्खाः इति चिन्तयति वा भोः इदानीं तु टेक्नालजि वर्धितं वर्धितमस्ति खलु तत्र सि सि टि वि केमरा सर्वत्र वा वर्तते एव अवश्यं यत्र भवान् सी सि टि वि केमरातः मुखम् आच्छादयितुं प्रयत्नं कृतवान् तदा तस्य अन्यस्यां दिशि अपि सी सी टेप् सी सी टि वि केमरा वर्तते एव तत्र तत्रैव भवतः मुखं सुस्पष्टम् अस्माभिः दृष्टम् अतः मया कथ्यते एवं भवान् असत्यं न कथयतु भवत भवतः लोकेशः लोकेशन् इदानीम् अस्माभिः अनुस्रियते तत्र भवान् यत्र विद्यते तत् स्थानमपि अस्माभिः सम्यक् सम्यक्तया ज्ञायते एव अतः एव मया एतावत् पर्यन्तं भवता सह सम्भाषणं क्रियमाणं न न असत्यं न वदतु भोः अस्माभिः सम्यक् सम्यक्तया ज्ञायते तस्मिन् दिनत्रयात् पूर्वं भवान् शिरुसी मध्ये एव आसीद् इति भवतां गृहं गत्वा अपि अस्माभिः स सम्यक् चर्चादिकं भवतां पिता पितृभिस्सह कृतं विद्यते तत्र भवतां मातापितरौ अपि उक्तवन्तः भवान् गृहे एव आसीदिति भवान् अधुना कथम् असत्यं वक्तुं शक्नोति यत्र यदा कदा यदा कदाचित् सः नष्टः अधुना कथं भो चौर्यं चौर्यसमये एव आगच्छति यदा कदा वा सः नष्टः बाल्यकाले वा इदानीं चौर्यसमये एव सः कथमागच्छति पूर्वमपि आगन्तुं शक्नोति स्म खलु सः एवं भोः भवान् असत्यं वदन्नस्ति इति अस्माभिः सम्यक् ज्ञायते भवन्तं वयं मिलामः तत्र मिलित्वा एव सम्यक् प्रश्नादिकं कृत्वा उत्तरं वयं प्राप्स्यामः अस्तु इदानीं सद्यः एव पश्यतु वामपार्श्वे एव तत्र सन्ति आरक्षकाः सम्यक् दृष्टा तत्र अग्रिमकार्यम् अनुवर्तयतु